शारीरिकव्यायामः तथा योगस्य च भेदः कः इति प्रश्ने विद्यते तत्र शारीरिकव्यायामः तथा योगे भेदं वर्तते किं चेत् योगः नाम चित्तवृत्तिनिरोधः योगः इति पातञ्जलेः तस्य स्वशास्त्रे भणति शारीरिकव्यायामः खलु शरीररक्षणार्थं शारीरपुष्ट्यर्थं कृतविषयः तत्र योगे अष्ट विधाः आसनाः विद्यन्ते किन्तु व्यायामे तत् नास्ति केवलं दैहिकरक्षणार्थं शारीरकरक्षणार्थं क्रियमाणः आसनः इति कल्प्यते योगे विविधाः भङ्गयः विविदाः लक्षणानि सन्ति तत्र योगो नाम चित्तवृत्तिनिरोधः इति स्वशास्त्रे पातञ्जलिः भणति